कीदृशं भोजनं खादितव्यं तदैव कथं खादितव्यमिति च अतीव महत्त्वपूर्णाः विषयाः सन्ति सद् भोजनं सन्त्यक्षणे एव शरीराय हितकरं भवति अध्ययेन न्याये तद् यद् ऋड् पेड् मनः अधिकं कार्यं करोति यथा उत्तरं शून्यं भवति तदा क्रोलिन् इति हार्मोन् ह हार्मोनः निर्मीयते इति शोधनं शोद्धकर्ता वर्तते वदन्ति एषः एव हार्मोनः अहं शुद्धार्थः अस्मि इति सन्देशं प्रसारयति अस्मान् ध्यानम् ऊर्जा च वदति न तु उदरं सर्वथा शून्यं भवेद् किन्तु भोजनस्य परिमाणं नेत्रनियतं सर्वता अथ अवधानं दातव्यम् इति भावः